पूर्वं बहूनि कार्याणि अहं स्वचिन्तनेन करोमि स्म उदाहरणार्थम् लघुविषयं वदामि तत्र गणितम् आसीत् अस्ति चेतपि अहं स्वचिन्तनेन गणनां करोमि स्म परन्तु इदानीम् अहं सङ्गणकम् उपयुज्य अथवा दूरवाण्यां करोमि अनन्तरं कुत्रापि अहं गच्छामि इति चिन्तयामः तत्र अहम् अन्यम् आहूय कथं गन्तव्यम् इति अहं पृच्छामि स्म अथवा अहं पूर्वं कथं गतवान् इति चिन्तयामि स्म एतादृशं पृष्ट्वा अं करोमि स्म इदानीं कुत्रापि गन्तव्यम् अस्ति चेत् अहं सङ्गणके तद् गूगल् मेप्स् गच्छामि तत्र नोदयामि पृच्छामि सर्वमागच्छति तदुपयुज्य अहं मम प्रयाणं प्रयाणस्य आरम्भं करोमि अतः स्वचिन्तनम् इति बहु न्यूनमस्ति इदानीं तद् वदति अहं गच्छामि अतः उत्तममार्गः इति पूर्वम् अहं चिन्तयामि स्म इदानीम् उत्तममार्गः इति गूगुल् यद्वदति तद् उपयोगं करोमि कदाचित् क्लेशः भवत्येव परन्तु तद् अनन्तरमेव अहं जानामि पूर्वमहं न जानामि स्म तादृशः क्लेशः अपि भवन्ति परन्तु इदानीम् सङ्गणकद्वारा एतादृश एतादृशमुपयुज्य एव आगच्छति तदनन्तरं मम कार्यालये अपि पि पि टि प्रसन्टेषन् अस्ति इति चिन्तयामः पूर्वस्मिन् काले अहं स्वचिन्तनेन सर्वं लिखित्वा अनन्तरं पुनः पुनः तद् परिशीलनं कृत्वा अनन्तरमेव अहं निवेदयामि स्म इदानीम् अहं गूगल् गच्छामि जालपुटं गच्छामि शीर्षकं ददामि सर्वमागच्छन्ति तत्र अतः तद् वय अहं प्राप्नोमि मम कुत्रापि फ़ैल्मध्ये अहं स्थापयामि कापिरैट् सर्वमस्ति तद् उपयुज्य तद् दृष्ट्वा इति एव तद् उपयुज्य अहं निवेदयामि इत्युक्ते अस्माकम् स्वचिन्तनम् इति किञ्चित् न्यूनमभवत् इत्युक्ते आवश्यकता नास्ति इति अस्ति सर्वं तत्र प्राप्नुमः इति कारणेन तादृशं भवति